हरिः ओम् किम् अभवत् ओ कति दिनानि जातानि भवती किमपि औषधं स्वीकृतवती वा पूर्वम् ओम् आम् एवं वा अस्तु एकरक्तपरीक्षां करोतु युरीन् टेस्ट् अपि करोतु ज्वरः अपि अस्ति किल परीक्षाङ्कृत्वा आगच्छतु अस्तु अपसरतु आं रिपोर्ट् मध्ये किमपि नास्ति नार्मल् सर्वं नार्मल् अस्ति गुलिकां स्वीकरोतु एकां गुलिकां ददामि इञ्जेक्शन् अपि ददामि स्वीकरोतु सम्यक् भवति आम् अस्तु लिखित्वा ददामि प्रातः उपाहारात् पूर्वं स्वीकरोतु मध्याह्ने एकं रात्रौ भोजनानन्तरं स्वीकरोतु औषधं सर्वं समाप्य आगच्छतु पश्यामः आमाम् उष्णजलेन स्नानं करोतु सम्यक् भवति उष्णजलेन स्नानं करोतु उष्णजलमेव पिबतु सम्यक् भवति न न न किमपि तत् न भवती किमपि पूर्वं किमपि पीतवती वा आम् आम् अस्तु